अहं पारम्परिकेषु नृत्येषु यक्षगानविषये वक्तुमिच्छामि यक्षगानः कर्नाटकस्य शास्त्रीयनृत्यमस्ति यक्षगाने पात्रानुगुणं यक्षगानजनाः नर्तकाः किरीटं धरन्ति केयुरम् धरन्ति कण्ठाहारान् धरन्ति तथा पादौ नूपुरम् अपि धरन्ति तथा मुखवर्णि मुखवर्णिका अपि पात्रानुगुणं भवति